म म मम अस्तु मम मम अहं भवतः स्पष्टीकरणार्थं पृच्छामि ग्रामस्य ऐतिहासिकं नाम इतिहासे नाम ऐतिहासिकविषयो नाम ग्रामसम्बन्धी यथा पूर्वं प्राचीनकाले एषः ग्रामः कथमासीत् इदानीं यथा दृश्यते इ अस्य प्राचीन इतिहासं यत्किमपि विद्यते इति वा इति वा अथवा हा ग्रामस्य नाम नामविषये स्पष्टं नैव जानीमः परन्तु एतावत् पूर्वजैः श्रुतमासीत् केवलम् पूर्वम् अस्माकं पार्श्ववर्ती ग्रामः होसहळ्ळि इति आसी अस्ति तत्र जनानां सम्पर्कः बहुधा आसीत् एषः ग्रामः नूतनतया तदानीमेव आरब्धः आसीत् केचन अत्र आगत्य गृहादिकं निर्माय कृ कृष्यादिभिः जीवनम् यापये यापयन्तस्सन्त् आसन् केचन तद् तं ग्रामम् आगत्य नदीं तीर्त्वा अत्र आगताः आगत्य ए मत्तोन्दु ऊरु कन्नडभाषया मत्तूरु इति क्रमेण स एव अभूत् इति अस्माकम् शिक्षकः अस्माकं बाल्ये शालाशिक्षकः आसीत् सः शिक्षकः तेषां नाम नारायणः इति तैः एवम् उक्तमासीत् वयं तु स्पष्टं ग्रामनाम्नः इतिहासं नैव जानीमः एतावद् अस्ति पूर्वम् अस्य ग्रामस्य शिमोगानगरात् मार्गादिकं किमपि नासीत् केवलं सामान्यतः इदानीं स्तूकः अल्पः मार्गः गल्लिरस्ता इति वदन्ति किल कन्नडभाषया तथाविधम् अल्पो मार्गः क्षुद्रः मार्गः इति वयं संस्कृते वयं वदामः तं तस्य तस्य विषये आरम्भे अत्र कथमागताः इत्यस्मिन् विषये न किमपि पुरावृत्तस्य वयं किं प्रमाणं नैव उपलभे उपलभे उपलभेमिः एवम् ए एव एवावदस्ति विजयनगरस्य राजा सकृदागतः आगत्य अस्माकं ग्रामं दृष्ट्वा वैदिकानां अग्रहारः अस्तीति दृष्ट्वा अतीवसन्तुष्टः सः राजा अतः उक्तवान् एवं भव् भवतां ग्रामं प्रति भवद्भ्यो अहम् दानरूपेण दातुमिच्छामि इति परन्तु तैरुक्तं नैव राजप्रतिग्रहः अस्माकं प्रतिषिद्धः अतः नैव गृह्णीमः इति तदानीं सः राजा मन्त्रिणमुक्तवान् त्रयम्बकराय् इति अस्य मन्त्री आसीत् राज्ञः नाम स्पष्टं नैव जानीमः प्रायः अच्युतरायः स्याद्वा रामरायो वा नैव जानीमः परन्तु राजा स्वमन्त्रिणं त्र्यम्बकरायम् उक्तवान् भवान् गृह्णातु भवान् ब्राह्मणोसि भवान् गृहीत्वा एतेभ्यो देहीति तदानीं तदा मन्त्री आगत्य मम इदानीं राजा मम मह्यमदात् अहं भवद्भ्यो दास्यामीति उक्तवान् एवं तैः उक्तं नैव एषः मिशः अभूत् एवं राजप्रतिग्रहे एव अस्तीति परन्तु सः मन्त्री उक्तवान् इदं मदीयः यदा अभूत् कथं राजप्रतिग्रहो शक्यते मया दीयते इति उक्तम् अनन्तरं तैः अनुमतम् तैः तेन दत्तम् अतः तस्य नाम्ना एव प्रथमं देवालयोपि निर्मितः तेन त्र्यम्बकेश्वरः इति तद् तत् ग्रामदेवता इत्यपि तत् ततः प्रभृति जनाः तम् आराधयन्तः सन्ति स्वामिनम् इदानीमपि तथैव आचारो विद्यते ग्रामे यत् यत्किमपि भवेच्चेत् उत्सवः तत्र प्रथम अग्रताम्बूलमिति वयं गृह्णीमः तस्य तु त्य्रम्बकेश्वरस्वामिने दास्यामः तत्कालप्रभृति अनन्तरं तेन एवं विंशत्यधिक एकशतं वृत्तयः एकैकस्मिन् कुटुम्बिने एकैका वृत्तिः इति दत्तम् अनन्तरं देवालयः तस्मिन् समये ये देवालयाः आसन् तेभ्यः पृथक् रूपेण आञ्जनेयदेवालयं प्रति लक्ष्मीनारायणदेवालयं प्रति तथा चेन्नकेश्वरदेवालयं प्रति पृथग्रूपेण दत्तम् एवं तस्मिन् काले अन्यत् अन्यच्च आसीत् बहवः ऋग्वेदिनः आसन् यतः शासने तद् उल्लिखितमस्ति बहृचेभ्यो दत्तं बहृचेभ्यो दत्तम् इति परन्तु इदानीम् इदानीं वयम् हा शासने विद्यते दानपत्रम् एवं वयं यदा ताम्रमयं दानपत्रं वर्तते तस्मिन् एवमस्ति तस्य तस्मिन् एव उल्लिखितमस्ति परन्तु इदानीं तावन्तः न सन्ति प्रायः तैः इदानीं ये वर्तन्ते एतेषां पूर्वजेभ्यो विक्रीय अन्यत्र गतं स्यात् इति न इदानीं न ज्ञाय प्र प्रायः एताव एतावद् ऐतिस्य ऐतिहासिकं जानीमः ओम् अस्तु भोः महोदय विरमामि